मया एतत् स्वेट् शर्ट् ह्यः एव रिसीव् कृतं बहु सम्यक् वर्तते पुनः आन्लैन् मध्ये यद् दृश्यते तस्मादपि बहु सम्यक् रियालिटि मध्ये वर्तते अतः यद् मूल्यं मया दत्तं तत् सार्थकमेव इति वक्तुम् इच्छामि ततश्च बहु सम्यक् दृश्यते रङ्गं नाम वर्णः अपि बहु सम्यक् वर्तते अतः भवन्तः अपि स्वीकर्तुं शक्नुवन्ति इति मम अभिप्रायः अहं प्रकटयितुम् इच्छामि